वयं सर्वे जानन्ति कोविड्कालः प्रतमतया केरळे कोविड् पासिटिव् एते नव दशाधिकद्विसहस्रतमे वर्षे रिपोर्ट्

किन्तु तद् तदनन्तरं सर्वम् आपणं तत् विश्वं सर्वं बन्धः जातं त् बहिः कोऽपि बहिः न गन्तव्यं आरोग्यपालनं बहु कर्तव्यम् आरोग्यपालनस्य महत्त्वं तत् तदा वयं सम्यक्तया ज्ञा ज्ञातवन्तः इति इत्यपि वक्तुं शक्नुवन्ति

कोविडनन्तरं सर्वं शिक्षणं व वा आरोग्यरङ्गे एव तद् सर्वमेव सर्वम् आम् तन्त्रं तन्त्रज्ञानम् उपयुज्य एव अभवत् अभ एवं तन्त्रज्ञानम् उपयुज्य एव अभवत् तत्र तदा अधुना वयं त तदनन्तरम् अद्य वयम् आन्लैन्द्वारा तन्त्रं तन्त्रज्ञानद्वारा एव अस्माकं हृदयम् सम्बन्धिसमस्या वा कापि जीवनशैली परीक्षा वा परीक्षा वा इच्छति चेत् तन्त्रज्ञानद्वारा एव कर्तुं शक्नुवन्ति तथा तत्समये टे व्याक्सिनेशन् व्याक्सिनेशन् समये वयं कोविड् कोविन् याप् उपयु युप् उपयुज् उपयोगिताः तथा तत्र कोविड् काले बहु बहु उत्तमम् आसीत् कोविन् याप् कोविड्काले कोविन् याप् मम कृते अपि ब सहकारी आसीत् तत्र वयम् आधर्कार्ड् वा किमपि अस्माकम् ऐ डि प्रूफ़् न न जानाति चेत् तद् गत्वा तत्र गत्वा अन्वेष्टुं तत्र रिजिस्ट्रेशन् कर्तुं शक्नुवन्ति टीकाकारः पञ्ची पञ्जीकृतलाभार्थिनां सत्यापनार्थं ते कायाः मात्रां प्रवेष्टुं टीकाकरणानन्तरं यत्किमपि प्रतिकूलघटना भवति तद् अवलोकयितुं च अप्लिकेशनस्य उपयोगं कुर्वन्ति एषां जनानाम् अन्तर्जालस्य वा परिचयपत्रस्य वा प्रवेशः न कस्यापि स्वास्थ्यसुविधायां गत्वा कोविन् इत्यत्र पञ्जीकरणं कर्तुं शक्नुवन्ति कोविन् सम्पूर्णे स्वास्थ्यसेवा मूले शृङ्खलायां हितद् हितधारकान् संयोजयति यत् शीतभण्डारः शीतभण्डारबिन्दुः प्रशासकाः टीकाकाराः सत्यापनकर्तारः च ये टीकाकरणीयानां जनानां परिच परिचानस्य चार्ज् कुर्वन्ति सहितं निर्बाधं टीकाकरणवितरणकार्यक्रम् सक्षमं करोति सार्वजनिकं निजं सार्वजनिकं निजटीकाकरणसुविधाः टीकाग्राहकाः च ते सर्वं उपयुक्ताः